बैक् प्रवासे मया अनुभूताः समस्याः कथं निविरिताः इति अहं वक्तुमिच्छामि ट्राफ़िक् समस्या वायुप्रकोपः असुष्टुमार्गः इत्यादि सन्दर्भे कथं मया तस्य निवारणं कृतम् इति यदा अहं बैक् प्रवासं गच्छामि तदा मया सह एकं रेन्कोट् सर्वदा स्थापयामि पुनः यस्मिन् प्रेदेशे अहं गच्छामि तस्य प्रदेशस्य कथं लक्षणम् अस्ति इति पूर्वमेव अहं ज्ञास्यामि पुनः मार्गः कः मार्गः सुष्टु अस्ति इति अहं पूर्वमेव ज्ञास्यामि पुनः किं किम् अपेक्षते जलकूपी अनन्तरम् अतिरिक्त इन्धनम् इत्यादिकं स्वीकृत्य पुनः हेल्मेट् धृत्वा पुनः हेन्ड् ग्लौज़् गेर्स् संस्थाप्य अहं बैक् प्रवासे गच्छामि